हरि ओम् परिवारः सर्वेषाङ्कृते प्रामुख्यं भवति एव परिवारमध्ये बहवः बहु उत्तमाः विशिष्टाः आचाराः भवन्ति एव मम परिवारे अपि उत्तमः एकः आचारः अस्ति तदेव प्रतिदिनं सायङ्काले भजनगायनम् यदा एतद्रीत्य वयं सर्वे मिलित्वा भजनम् गायामः सर्वे मिलित्वा देवं देवत् देवस्य स्तुतिं कुर्मः तदा तस्य तरङ्गाः उत्तम हं श शक्तिदायकधनात्मकशक्तिं ददाति तथैव यदा उत्तम आचारम् इति चिन्तयामः तत् भोजनविषये भोजनमपि समये समये प्रतिदिनम् वयं कुर्मः तदपि समये अतिरिक्तसमये तन्नाम कालातीतं यदा भवति तदा वयं पुनः चिन्तयामः किमर्थं कालातीतम् अभवत् इति पुनः प्रतिदिनं समये समये भोजनम् कृत्वा अस्माकं आरोग्यस्य संवर्धनमपि वयं कुर्मः एतद्रीत्या अस्माकं परिवारे इतोपि बहवः उत्तम आचाराः सन्ति भवन्तु भविष्यत्काले अपि भविष् भवतु इति सम्प्रार्थ्य विरमामि धन्यवादः